तृतीयदिनाङ्कषष्टमासः अष्टाशति उत्तरनवशतोत्तर एकसहस्रं वर्षम् नवदशदिनाङ्कः द्वादशमासः नवशतोत्तर एकसहस्रम् चतुर्दशः दिनाङ्कः तिस् चतुर्थः मासः षष्टी अधिकनवशतोत्तर एकसहस्रतमवर्षम् त्रिंशत् दिनाङ्कः अष्ट अष्टममासः नवशतोत्तर एकसहस्रं वर्षः द्वादशदिनाङ्कः द्वादशमासः एकविंशतिः अधिकः नवशतोत्तरसहस्रवर्षम्